मम समीपे पुरातनचित्रमपि अस्ति तत् चित्रे अत्यन्तं भावनात्मक अंशानि भवन्ति किमर्थम् इत्युक्ते यदा अहं कार्यक्रमार्थं गतवती तदन अनन्तरं यदा अहं किमपि विशेषस्थलानि गतवती तत्सर्वं छायाचित्राणि मम समीपे अस्ति तद्दृष्ट्वा अहं भावुकं भवामि नूतनचित्राणां मध्ये तत् डिजिटल् द्वारा चित्रणं स्वीकुर्वन्ति खलु तत् इदानीं किञ्चित् परिवर्तनं कर्तुं शक्यते पुुरातनचित्रे तत् कर्तुं न भवन्ति किमर्थम् इत्युक्ते तत् डिजिटल् नास्ति खलु तत् रोल् केमेरा द्वारा स्वीकृतानि चित्राणि तत् परिवर्तनं कर्तुं न शक्नुवन्ति तदर्थं भावनयाः विषये पुरातनचित्रे एव अत्यन्तं रोचकं भवति रुचिः जास्ति मम